अन्तर्जालमाध्यमेन स्वीकृतस्वेदकं न समीचीनतया वर्तते एतत् स्वेदकं औष्ण्यं न प्रमीयते स्वेदकस्य गात्रमपि अधिकं वर्तते वर्णः अपि ना न समीचीनतया वर्तते मौल्यमपि अधिकतया वर्तते स्वीकृतस्वेदकं आकर्षणीयाः न आकर्षणीयाः वर् अस्ति बहु सम्यग्रीत्या एव द्रष्टुं शक्यते तर्हि तस्य गुणमट्टं न समीचीनतया अस्ति अतः मया स्वीकृत स्वेदकं अत्यन्त गुणमट्टेन वर्णेन न समीचीनतया अस्ति इति अहं वदामि